हलो अहम् अवधेश् कुमारः लिम्बुछेरास्थकेन्द्रियसंस्कृतविश्वविद्यालयात् वच्मि मया होराद्वयं पूर्वमेव आदिष्टमासीत् पायसनिमित्तम् भवतां कार्यालये किन्तु यः भवतः सदस्यः वर्तते यः आनेतुम् आगच्छति यः मया सूचितः आसीत् सः अत्र अद्यापि न आगतः कृपया सूचयन्तु सः आगमिष्यति अथवा न धन्यवादः